देशीयपद्धतिषु आधुनिकक्रमाणां पात्रं महत्वपूर्णं भवितुम् अर्हति देशीयपद्धतिषु आधुनिक्रमाणाम् अन्वयः अवश्यं कर्तव्यः एव यदा वयं देशीयपद्धतिषु आधुनिकक्रमाणाम् अन्वयङ्कुर्मः तदानीम् आधुनिकक्रमानुसर्तारः अपि देशीयपद्धतिज्ञानवन्तः भवितुम् अर्हन्ति यदा ते देशीयपद्धतिविषयकज्ञानं प्राप्नुवन्ति तदा देशीयपद्धत्यनुसारेण जीवनं यापयितुं शक्नुवन्ति देशीयपद्धत्यनुसारेण यदा जीवनं यापयितुं प्रारभन्ते तदानीं तेषाम् आरोग्यशैली जीवनशैली एवम् अन्याः अपि शैल्यः शैल्यः परिवर्तिताः भवन्ति इति कारणात् तेषां स्वास्थ्यं सुलभतया रक्षितुं शक्यते